अहं चित्रं निर्मितुम् करोमि अन्तर्जाले अथवा बहिः क्वचित्सहाय्यं न स्वीकरोमि सद्यः निर्मितः चित्रस्य विषये किमपि वदामि चेत् अहम् लेखनीम्

गत्वा तत्रात् आनयामि तत् लेखनीम् शार्प् करोमि तदनन्तरं पुस्तकम् ददामि पुस्तकं ददामि तथा अहम् स्वीकृत्य तथा अहम् पुस्तके एव एकस्य मुखं वा न तु एकस्य शाला शालाद्वा चित्रं करोमि